नियमितश्वासोछ्वासद्वारा मनुष्यः मानसिकां शान्तिं प्रसन्नताम् एकाग्रताम् आरोग्यप्राप्तिञ्च अनुभवति यथा मनुष्यः स्वाभाविकः श्वासोछ्वासे पञ्चशत क्यूबिक् सेण्टिमीटर् यावत् वायुम् अन्तः स्वीकरोति तदेव दीर्घश्वासः श्वासोछ्वासद्वारा अर्थात् प्राणयामः प्राणयामाभ्यासेन सः त्रिसहस्रं क्यूपिक् सेण्टिमीटर् यावत् वायुं अन्तः स्वीकरोति अर्थात् यदा श्वासोछ्वासः अधिकं अधिकतया भवति दीर्घश्वासोछ्वासः भवति तथा तस्य रक्तशुद्धिः भवति रक्तशुद्धिद्वारा आरोग्यस्य अभिवृद्धिः भवति यथा रक्तं हृदयतः श्वासकोशं गत्वा ततः वायुं स्वीकृत्य श्वासकोशतः अन्यान्य अङ्गाङ्गं गच्छति तत्र जीवकोशाः ये सन्ति तत्र रक्तं प्रविशति तत्र आम्लजनकं दत्वा ततः इङ्ग् कार्बन् डैयाक्सैड् ततः स्वीकृत्य इङ्गालं ततः श्वासकोशतः स्वीकृत्य पुनः

रक्तं रक्तः अस्माकं हृदयं प्रविशति पुनः ततः श्वासकोशं गच्छति तत्र रक्तेन रक्ते यत् इङ्गालः अस्ति तत् बहिरागच्छति रक्तः पुनः तत्र आम्लजनकं स्वीकरोति पुनः गच्छति एवं दीर्घश्वासोछ्वासः यदा भवति सम्पूर्णश्वासकोशे यावत् शक्तिः अस्ति श्वासं स्वीकर्तुं आम्लजनकधारणसामर्थ्यं यावत् यावदस्ति तत् यदा सम्पूर्णतया उपयुज्यते तदा देहशुद्धिः नाडिशुद्धिः भवति तेन मनुष्यः एकाग्रतां प्राप्नोति तेन तस्य नियमितप्राणा प्राणायामाभ्यासेन पचनशक्तिः ग्रहणशक्तिः ज्ञापकशक्तिः वर्धते तेन सर्वग्रन्थीनां शुद्धीकरणं भवति ततः सः आरोग्येन जीवति तस्य मनः तस्य तस्य निग्रहे भवति यथा यः यः कोपि बहू कोपं प्रदर्शयति लघुबालाः इति कोपं प्रदर्शयति तदा तस्य गुरुः वदति एकनिमिषं तूष्णिमुपविश्य भवतः श्वासः श्वासः श्वासोछ्वासं भवान् अनुसरतु तत्र लक्ष्यं ददातु इति वदति तेन मनः शान्तं भवति यतोहि तदा तस्य लक्ष्यं सर्वं श्वासोछ्वासे पतति तेन दीर्घश्वासः तेन स्वीक्रियते तदा दीर्गश्वासोछ्वासेन तस्य मनसः अपि विश्रान्तिः प्राप्यते शरीरे लघुतामनुभवति स्वास्थ्यं वर्धते यदा विपरीतश्वासोछ्वासः भवति मनः बहु चञ्चनं भवति किं कर्तव्यं किमकर्तव्यं तस्य मूढता अनुभवति यथा तु कोपः भवति तदा श्वासोछ्वासे वेगः वर्धते तदा कोपः कोपेन सः किमपि कर्तुम् उद्युक्तः भवति तस्त्र विवेचनं न भवति यदि श्वासोछ्वासः अस्माकं नियन्त्रणे भवति तदा मनसः निग्रहः सुलभः भवति श्वासोछ्वासः निग्रहेण तस्य आयुः आयुः अपि वर्धते नकारात्मकभावः अपि नश्यति तस्मात् श्वासः श्वासोछ्वासाभ्यासः समीचीनतया कर्तव्यम्